माया साधितेषु कार्येषु संस्कृत अध्यनम् मह्यं धन्यतां अनेतम् अस्ति किमर्थम् इत्युक्ते अहं मम पञ्चत्रिंशत् वयसि एव अहं वर्णमालया सह अध्यनम् प्रारम्भं कृतवति अस्मि तदर्थं अहं संस्कृतम् अध्येतुं इच्छामि किमर्थम् इत्युक्ते संस्कृतं देवभाषा अस्ति अमरभाषा अस्ति तथा मम देशस्य प्राणः अपि अस्ति संस्कृतभाषा अतः संस्कृतभाषाध्ययनेन मम जीविका अपि प्राप्यमाणा अस्ति अग्रे अहं इतोऽपि संस्कृतम् अध्ययनं कर्तुं इच्छामि धन्योऽस्मि अहम्